अहं लोकयाने प्रयाणं कुर्वन्नस्मि इदानीं समयः बहु अतीतः मम कृते मम कृते अधिका बुभुक्षा अस्ति परम् अहं कथं भोजनं प्राप्तव्यम् इति न जाने तदर्थं भवतां सहायं भवतां सहायं प्राप्तुम् अहं दूरवाणीं कुर्मः कुर्वन् अस्मि अहम् इतः बाङ्ग्लूर् नगरं गच्छन् अस्मि अहं तु इदानीम् अरण्ये अस्मि कदा नगरं प्राप्नोमि इति न शक्नोमि तदर्थम् अस्मिन् मार्गे कुत्रचित् भवता आहारगृहं वा किमपि वा अस्ति चेत् नास्ति चेत् कथञ्चित् मां भोजनं प्राप्तुं प्रेषयितुं शक्नुवन्ति इति अहं जानामि तदर्थं कथञ्चित् रात्रौ एकादशवादनपर्यन्तं वा द्वादशवादनपर्यन्तं वा मम कृते भोजनं वा भवतु अल्पाहारो भवतु किमपि प्रेषयन्ति इति अहं भावयामि